मम वाहनं वर्तते होन्डा प्लशर् तद्यानम् अहं बहु इच्छामि यदा अहं यानचालनं पठितवती तदा आरभ्य तेन यानेन यदा गच्छामि तदा बहा बहु सन्तोषम् अनुभवामि यानचालनेन मम महान् प्रयोजनं वर्तते संस्कृतशिबिरं चालनार्थं गृहवस्तूनां क्रयाणर्थं विद्यालयात् पुत्रीम् आनेतुं बन्धुजनान् बस्यानस्थानकं प्रापयितुम् एवं सर्वेषु कार्येषु लाभदायकं वर्तते तेन अहं स्वतन्त्रतारूपेण कुत्रापि गन्तुं शक्नोमि मम ड्रीं बैक् यानं तावत् विना पेट्रोल् विद्युत् चालितयानं वर्तते तत् क्रयण क्रेतव्यम् इति मम आशा अस्ति पेट्रोल् यानैः वातावरणं कलुशितं भवति विद्युत् चाल चालितं बैक् यानेन वातावरणे कोपि दोषः न भवति एवं तत् यानं यानचालनार्थं सौलभ्यं सौलभ्यकरं वर्तते इति कृत्वा अहं तत् यानं चालयितुम् इच्छामि